आम् अहं पत्रटकैः सह सम्भाषणं कर्तुम् इच्छामि किमर्थं चेत् तैः साकं सम्भाषणेन वयम् अस्माकं धर्मं संस्कृतिः भाषा जनजीवनम् कथमस्ति कियत् सुन्दरम् अस्ति इति वर्णयितुं शक्यः भवति तेषामपि संस्कृतिः जनजीवनं क कथमस्ति क कथं भवति ज्ञानं प्राप्नुमः अहमपि पर्यटनं बहु इच्छामि अतः तेषां सविधे वार्तालापं कृत्वा अन्यानि प्रेक्षणीयानि स्थानानि कानि सन्ति इति ज्ञातुं शक्नुमः तेषां वेशभूषा आहारपद्धतिमपि ज्ञास्यामः